अस्तु इदानीं प्रथमं किं कर्तव्यमित्युक्ते आरोग्यम् अवलोकनीयम् आहारविषये वा अल्पाहारविषये वा सान्द्रता भवेत् एवमेव प्रतिदिनं व्यायामः कर्तुम् उत्साहेन प्रेरणीया तृतीयं तु विध्यालयेषु प्रचलिष्यमानाः क्रीडायाः अभ्यासार्थं वा प्र स्पर्धायां भागं गृहीतुं वा पित्रोः पक्षतः अनुमतिः आवश्यकाय भवति एवमेव चदुर्तं बवति यता आवश्यकं भवति तत्समये विध्यालयपक्षतः आह्वानं कृतं चेत् विध्यालयम् आगत्य स्वीयबालकान् द्र सन्दृश्य तेषाम् आरोग्यस्य उन्नतेः अभिवर्धनं वा अथवा वस्तूनि वा क्रीत्वा यच्चित्वा नाम दत्वा गन्तव्यं भवति एवमेव मत्पक्षतः अर्थात् शिक्षकस्य पक्षतः किं कर्तव्यमित्युक्ते यदा यदा अस्य प्रेरणं भवति गृहतः तथा अहमपि विध्याळलये भूत्वा अस्य प्रेरणं प्रेरणं करणीयं ड्वयोः पक्षेतः द्वयोः पक्षतः प्रेरणः अत्यन्तं करणीयः एव किं किम् उच्यताम् एवं सः तु कन्दुकक्रीडायाम् एवं रेफ़्री अस्ति खलु आं तत् रूपेण अहम् आसम् तद्भेलायां सः कन्दुकक्रीडायाम् अत्यन्तं कार्यं कार्यं कुर्वन्नस्ति एवं सः तु बहु उन्नतिः द्रष्टुं शक्यते क्रीडायां कथमित्युक्ते अस्य क्रीडा तावत् कणित्वं भवति विशेषत्वं भवति अत एव एवम्

किमित्युक्ते अस्य ज्ञानं सामान्यतया पठने वा क्रीडायां वा अस्ति चेत् अपि अस्य सान्द्रता सर्वता कन्दुकक्रीडायाम् अस्ति अर्थात् कन्दुकक्रीडायां सः निमज्जितः भवति अतः अस्य अनुगुणम् अभिप्रेरणं प्रेरणीयः तथैव यदि किञ्चिदपि अभिप्रेरणा कृता चेत् अस्य भविष्यत्काले सम्यक् प्रकाशते इति मया मन्यते एवमेव उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः इति उक्तिः रि रीत्या

भूयात् इति मत्पक्षतः आशीर्वादः

धन्यवादाः